मम प्रदेशे पर्यटनस्थानि बहूनि सन्ति सुन्दरदेवालयाः सन्ति समुद्रतटामपि अस्ति वृक्षवाटिकाः सन्ति मोल् सन्ति देवालये कदापि गन्तुं शक्नुयामः अतः सूचनासमये एव गन्तुं शक्यते अत्र भिन्नभिन्नदेवालये वार्षिकरथोत्सवाः प्रचलिष्यन्ति ते मा माघमासतः वैशाखमासपर्यन्तं प्रचलिष्यन्ति न केवलं रथोत्सवः अपि तु भिन्नधार्मिककार्यक्रमाः अपि सन्ति अत्र शारदामहोत्सवः अपि प्रसिद्धः एतत् श शरद् ऋतौ प्रचलिष्यति दीपोत्सवः कार्तिकमासे प्रलिष्यति अतः भिन्नभिन्नसमये भिन्नभिन्नधार्मिक क्र कार्यक्रमाः प्रचलिष्यन्ति